विश्वस्मिन् प्रवासे अहं जम्मुकाश्मीर् गन्तुम् इच्छामि जम्मुकाश्मीर् अधुना केन्द्रशासितप्रदेशः अस्ति अस्य राजधानी श्रीनगरम् अस्ति श्रीनगरस्य संस्थापकः सम्राट् अशोकः आसीत् संख्यादृष्ट्या जमु प्रान्ते हिन्दु काश्मीर् मुस्लिम् लदाक् प्रान्त बहुधा सन्ति कार्गिल् लेह अमरनाथ स्रीनगर् पुलुवाम च प्रमुखनगराणि सन्ति जमुकाश्मीरः भारतस्य उत्तमतमराज्यमस्ति जम्मुकाश्मीर् लदाक् च भारतस्य अभिनव अङ्गौ स्तः अस्य उत्तरे चीन् दक्षिणे तिबत् पश्चिमे पाकिस्तान् राष्ट्राः सन्तिः काश्मीरः भारतस्य भूस्वर्गः इति उच्यते जम्मुकाश्मीरस्य प्राकृतिकसौन्दर्यम् अतीव सुन्दरम् अस्ति